नमस्ते अल केब् सेण्ट अहं देवञ्जना अर्धहोरात्प्राकहमेकम् केब् बुक् कृतवती आसम् सेन्ट्रल् सन्स्कृतयुनिवर्सिटि बालिकाछात्रावासतः राधानगर पर्यन्तम् अहम् एकं केब् बुक् कृतवती आसम् परन्तु सम्प्रति अहं छात्रावासे नास्मि अहम् ओक्सिजन् गार्ड्यन् समीपे आगता अस्मि भवन्तः कृपया तत्र आगच्छन्तु तदर्थं यावत् धनम् अपेक्षितमस्ति अहं दास्यामि